मम इष्टतमपर्यटनस्थानं भवति काश्मीर् केरला एवञ्च बेङ्गलूर् एवं केदार्नाथ् अमर्नाथ् ओडिश्शा आन्ध्रप्रदेशः अहं यदा कदापि एतत् स्थानं कृते गच्छामि तत् अहम् विमानयानेन गच्छामि एवञ्च तत्र गत्वा कथं भवति किं भवति इति आदौ दृष्ट्वा तत्र प्रकोष्ठं स्वीकृत्वा तत्र भवामि एवञ्च केरलामध्ये ये गच्छन्ति केरला प्रति गन्तुं तत्र भवति किल पर्यटनस्थानं यत् भवति तत् बहु नाम् बहु सुन्दरं भवति नदी भवति इतोपि झरनाः भवन्ति बहूनि स्थानानि भवन्ति तत्र अधिकतया नारिकेलस्य वृक्षः भवति तत्र नारिकेलेन एव किमपि पाकादिकं कार्यं वा भवतु किमपि वा कुर्वन्ति चेत् तत् नारिकेलतैलेन एव सर्वं पाकं कुर्वन्ति एवञ्च नारिकेलस्य एकं मधुरं लभ्यते तत्र बहु नाम बहु सम्यक् भवति एवञ्च केदार्नाथमध्ये तु किं वा वदामः वयं केदार्नाथ विषये तत् तु विशालम् अस्ति बहु नाम बहु सम्यक् अस्ति तत्र तु गमनसमये चलित्वा एव गमनं भवति एवञ्च तत्र बहु शैत्यं भवति तत्र कदापि गन्तुम् इच्छामः चेत् सर्वदा मित्राणां सह गच्छामः चेत् तत्र आनन्दः बहु भवति अहं कदापि केदार्नाथ् प्रति गच्छामि चेत् तत्र बहु सम्यक् वस्त्राणि लभ्यते एवं च शाटिकाः अपि लभ्यन्ते अहं यदा कदापि गच्छामि शाटिका एवञ्च युतकम् एवञ्च तत्र लड्डुकम् अपि ददान्ति तदपि अहम् आनयामि इति चिन्तयन्ति अस्मि